येषु दिनेषु प्रभा प्रवासः त्रिपुराराज्ये अवश्यमेव वर्धितः न्यूनीकृतः नास्ति यतो हि अत्र त्रिपुराराज्ये बहुस्वल्पाः आदिवासिनः सन्ति बहुस्वल्पाः जनाः त्रिपुराराज्यस्य मूलवासिनः सन्ति परन्तु अत्र प्रायः बङ्गप्रदेशतः एवं च बाङ्लादेशप्रदेशतः जनाः ये सन्ति ते आगत्य अत्र स्वकीयस्य गृहनिर्माणं कृत्वा अत्रैव स्वस्य जीवनयापनं कुर्वन्ति तस्य परिणामरूपेण किं भवति चेत् अत्र नाम संस्कृतिद्वयोः संस्कृत्योः मेलनं भवति अत्र यथा त्रिपुराराज्ये ये जनाः सन्ति आदिवासिनः ते तु स्वकीयस्य कार्याणि कुर्वन्ति परन्तु तेषां कृते डेवलप्ड् विज्ञानस्य उपकरणानि एवं च गमनागमनस्य योगायोगस्य च व्यवस्था या अस्ति सा तु सम्यक् न आसीत् परन्तु इदानीं यदा प्रवासतः जनाः आगच्छन्ति तदा तु गमनागमनस्य व्यवस्था अपि सम्यक् जाता एवं च बहिरागमने एवं च नाम सर्व सर्वेषां विषयाणां प्राप्तये अपि बहुसम्यक् व्यवस्था जाता अतः एव परिणामं तु सम्यक् जातम् एवं च पोजेटिव् जातम् इति कथयितुं शक्यते